आं सत्यं एकं वाक्यम् अस्ति मन्द्रा इति उपन्यास उपन्यासे तद् एवम् अस्ति बहु कालानन्तरं भोस्लेः ध्वनिः एवम् आसीत् यदा कलां पश्यामः तदा स्वर्गप्रवेशवत् भासते कलाया कालाकारस्य अन्तः भिन्ना रीतिः एव भवति किमर्थम् अयं विरोधाभासः इति मन्द्रा इति उपन्यासे एस् एल् भैरप्पमहोदयः वदति अहं तत् बहु इष्टवती यतः वयं सर्वदा पश्यामः कलाकाराः भिन्नाः एव भवन्ति मञ्चे तेषां ते तु दैवीं कलाम् एव प्रदर्शयन्ति तत्र वयं तु प्रायः यदा गीतं श्रुणुमः अथवा नृत्यं पश्यामः भिन्नलोकमेव प्रविशामः परन्तु तेषां वैयक्तिकजीवनं तु भिन्ना एव भवति आगमनानन्तरं ते कथं धनस्य निरीक्षां कुर्वन्ति अथवा वैयक्तिकं तेषां समस्याः काः भवन्ति अथवा लैङ्गिकविषये तेषां सर्वदा अनादरः इत्यादि विषयेषु वयं पश्यामश्चेत् ते किमर्थम् एवं भवन्ति इति सर्वदा अहमपि चिन्तितवती एतदेव एस् एल् भैरप्पमहोदयः बहु उत्तमरीत्या तत् स्व उपन्यासे लिखितवान् अतः अहं बहु इष्टवती एतत् वाक्यं